अहं तु सर्वदा स्विग्गि मध्ये वुड्ल्याण्ड्स् रेस्टोरेण्टस्य रोटिका तदनन्तरं तस्य सब्जि आर्डर् क्रियन्ते परन्तु इदानीम् अहं तस्य पुनः चेक् कर्तुं भवन्तः मेनु मां प्रति प्रेषयन्तु अहं तद्दृष्ट्वा मम आर्डर् स्थापयन्ति तदनन्तरं भवान् तत् मां मम टेबल् मध्ये स्थापयन्तु अहं तु तत् खादामि